विज्ञानं तथा तन्त्रज्ञानं छात्राणां कृते दीयमाना छात्रवृत्तिः केवलं भारतदेशे एव न अपि तु विदेशेषु अपि बहवाः छात्रवृत्तयः कार्यक्रमाः सन्ति छात्राणां कृते भारतदेशे माध्यमिकपाठशालायां स्तरे स्तरतः एव छात्रवृत्तिः दीयते अत्र प्रथमम् अस्ति इन्सा यङ्ग् सैण्टिस्ट् अवार्ड् इति एतत् बहु कष्टतरं पदकम् अस्ति पुरस्कारमस्ति किमर्थम् इत्युक्ते सम्पूर्णदेशे प्रत्येकवर्षे केवलम् चत्वारिंशत् छात्राः एव चिन्वन् अस्ति अत्र इदानीन्तन केवलं सहस्राधिकम् छात्राः एव एतत् पुरस्कारं स्वीकृतवन्तः एतत् पुरस्कारे एकं पदकं प्रमाणपत्रेणसहितं लक्षरूप्यकाणि अपि दीयन्ते द्वितीयमस्ति ए बी सी स्कालर्शिप् इति आदित्यबिर्लासंस्थायाः दीयमानः छात्रवृत्तिकार्यक्रमः अस्ति एतत् प्रथमाश्रेणीतः अष्टम वर्गछात्राणां कृते एकमस्ति नवम श्रेणीतः द्वादशश्रेणी छात्राणां कृते अने अन्यछात्रवृत्तिः अस्ति एतत् ये येषाम् आदाय न्यूनमस्ति तेषां कृते एतत् पुरस्कारं दीयते तृतीयमस्ति इन्स्पायर् स्कालर्शिप् इति एतत् पञ्चसहस्रम् पञ्चाशत्सहस्रं छात्रवृत्तिः एतत् कार्यक्रमः छात्राणां कृते दशमवर्ष दशम स्तरे वा द्वादशस्तरे वा विद्यमानां छात्राणां कृते एतत् छात्रवृत्तिः दीयते अत्र फ़ेलोषिप् अस्ति इन्टर्न्शिप् अपि अस्ति चतुर्थं यत् अहं स्मरामि तत् टाटा संस्थायाः पुरस्कारमस्ति एतत् मुम्बैनगरछात्राणां कृते एतत् अस्ति पञ्चमम् इत्युक्ते राष्ट्रीयशैक्षिक अनुसन्धानपरिशिक्षणं परिषदिति अस्ति किल नेशनल् कौन्सिल् आफ़् एजुकेशनल् रिसर्च् एण्ड् ट्रैनिङ्ग् तेषाम् अधिकृता एका परीक्षा अस्ति नेश्नल् टेलेण्ट् सर्च् इति एन् टि एस् इति वदन्ति तस्मिन् परीक्षायाम् अपी अपि छात्रवृत्तिः दीयते छात्रेभ्यः द्विसहस्ररूप्यकाणि प्रति मासं दीयते अतः तेषाम् विद्या विद्यालयः यत् अस्ति खर्चा तत् सर्वम् अत्र एतत् संस्था ददाति अनन्तरं किशोरवैज्ञानिक पोषणं पोषणयोजना अस्ति प्रोत्साहनयोजना इदानीं तत् नास्ति इति अहं मन्ये के वि पि वै इति अस्ति मम बाल्यकाले इदानीम् अस्ति वा इति अहं न जानामि तस्मिन् क्षेत्रे अपि तस्मिन् कार्यक्रमे अपि पञ्च सहस्ररूप्यकाणि आरभ्य विंशतिसहस्ररूप्यकाणि दीयते छात्राणां कृते प्रतिमासम् अनन्तरमस्ति सि एस् ऐ आर् पुरस्कारम् इति एतत् बालकानां कृते अस्ति अनन्तरम् इण्टर्नेश्नल् रिसर्च् ओलम्पियाड् इति अस्ति एतत् बहुकष्टकरं कष्टतरपरीक्षा अस्ति त तस्मिन् परीक्षायामपि यः कोपि उत्तर्णाः जाताः तेषां कृते अपि छात्रवृत्तिः लभते विद्यार्थीविज्ञानमन्थनस्ति यदि विश्वविद्यालयेषु ये छात्राः पठन्ति तेषां कृते इन्स्पायर् स्कालर्शिप् अति अस्ति इति अहम् उक्तवती किल तत् विश्वविद्यालयछात्रेभ्यः अपि दीयते के वि पि ए वै स्कालर्शिप् अस्ति किशोरः वैज्ञानिकः प्रोत्साहनयोजना एतत् नेश्नल् फ़ेलोषिप् अस्ति कार्यक्रमः अस्ति जे एन् टाटा संस्थायाः छात्रवृत्तिः अपि अस्ति या अन्या एका अस्ति जर्मन् एकडेमिक् सर्विस् तेषां दीयताम् डाड् स्कालर्शिप् इति वदन्ति एतत् पि हेच् डि वि कार्यक्रमस्य कृते दीयते इतोऽपि अस्ति नेहरु मास्टर्स् फ़ेलोषिप् इति अन्यः अस्ति यु के लण्डन् देशस्य कामन्वेल्त् स्कालर्शिप् प्रोग्राम् इति षेवनिङ्ग् स्कोलर्शिप् इति इतोपि अस्ति अमेरिकामध्ये ये पठितुम् इच्छन्ति तेषां कृते इन्लेक्स् शिवदासानि फ़ौण्डेशन् स्कालर्शिप् अस्ति नारोतं शेक्सरिया स्कालर्शिप् अस्ति महिलानां कृते स्टेम् विमेन्स् स्कालर्शिप् इति ब्रिटिश् कौन्सिल् द्वारा दीयते तत्र भारतदेशे एव न विद्या यत्कोपि उन्नतविद्या पठितुम् इच्छन्ति तेषां कृते एतत् स्टेम् विमेन्स् स्कालर्शिप् इति महिलानां कृते प्रत्येकमस्ति तदेव ये छात्राः उन्नताः सन्ति तेषां कृते छात्रवृत्तिः सुलभतया लभति अन्ये देशेषु अपि विश्वविद्यालयेषु वा यः कोपि टोपर्स् अस्ति तेषां कृते विश्वविद्यालयस्य छात्रवृत्तिः दीयते तत् प्रत्येकं विश्वविद्यालयस्य जालावृत्तिं गत्वा यदि वयं शोधनं कृम कुर्मः चेत् तत्र तस्य ज्ञानं वयम् प्राप्तुं शक्नुमः